भारतीयनाट्यानि बहु विधम् भरतनाट्यं तमिल्नाडुतः कुचुपुडि आन्ध्रतः कतक्कळि केरळतः ओडिस्सि ओरिस्सातः कतक् युपितः मणिपुरि मणिपुर् तः बाङ्ग्रा पञ्जाब्तः गर्भा राजस्थान्तः इत्यादीनि मुख्यप्रकारभारतीयनाट्यविधानि भवन्ति भारतीयदेशे भिन्नभिन्नप्रान्ते भिन्नभिन्ननृत्यशैली वर्तते तदपि रागतालविषये भारतं न एकत्वं भिन्नत्वे अपि एकत्वं वर्तते तमिल्नाडुप्रान्ते अधिकजनाः शास्त्रं कर्नाटकशास्त्रसङ्गीतम् अथवा भारतीयनाट्य शास्त्रं ज्ञातुम् इच्छन्ति अन्यप्रान्ते अपि जनाः इच्छन्ति इति चिन्तयामि तद्विषये अहं अधिकं न जानामि कथंचित् भारतीयनाट्यकलां अग्रे नेतुं अग्रं ने नयेयुः इति आशासे